मम प्रियपत्रिका अस्ति सनातनसारथिः एषा पत्रिका श्रिसत्यसाईबाबा भक्ताः निर्मितवन्तः तत्र प्रति मासे छिन्नकथा इति एकम् एकां कथाम् तत्र दीयते तत्र बहु नीतिकथास्ति तदपि उत्तममस्ति अनन्तरं श्रीसत्यसाईबाबा वाचकं तत् अपि बहु सम्यग्भवति तदनन्तरं तद्विहाय पुट्टपर्तिमध्ये किं किम् अभवत् गतमासे इति इत्यादिविषयान् अपि तत्र दत्तमस्ति तत्र किं विविधस्थानेषु विविध देशेषु अपि जनाः आगत्य तत्र नाट्यं वा गीतं वा भजना भजनं सर्वं कुर्वन्ति तत्सर्वमपि तत्र दत्तमस्ति अतः एतद् बहु उत्तमा पत्रिका अस्ति अहं प्रतिमासम् एतां पत्रिकाम् क्रीत्वा पठामि